नमस्ते नमस्ते सुप्रभातम् अस्तु स्वागतम् वदतु किं कार्यम् अस्ति आम् उत्तमम् अस्ति

आम् अस्ति अत्र उत्तम प्रकोष्ठा आफ्षेन्स् अस्ति सन्ति अत्र वैफै अपि सन्ति अस्ति

तत्र बेड् एण्ड् ब्रेक्फास्ट् इति व्यवस्था अस्ति प्रकोष्ठः एवं उपाहारव्यवस्था अपि अस्ति उपाहार विषये अनेकानि खाद्यवस्तुनि सन्ति कान्टिनेण्टल् फूड् अनेकविधविधानि खादानि अपि सन्ति

मम वुड्लैण्ड् रिसार्ट् स्विमिङ्ग् पूल् अपि अस्ति भवान् सर्वं व्यायां व्यायामं कर्तुं जिम् अपि जिम्नस्यम् अपि अस्ति तत्र कोच् अपि अस्ति

कृपया कृपया क्षम्यताम् वुड्लैण्ड्स् रिसार्ट् बहु डिमैण्ड् अस्ति अतः कृपया डिस्कौण्ट् नास्ति भोः वेब्सैट् किं रेट् अस्ति ततः एव वयं ददामि नववादन अस्तु भोः इदं व्यवस्थां अहम्

उत्तमम् उत्तमं स्वागतम् धन्यवादः